भारतस्य वस्त्रविन्यासक्षेत्रस्य विषये मम तु अयम् अभिप्रायः वर्तते पूर्वतनकाले यानि वस्त्राणि सन्ति ते तु इदानीम् अत्यन्तं विरलतया दृश्यन्ते किमर्थम् इति चेत् पाश्चात्यवस्त्राणां प्रभावः भारते भारतीयस्थजनेषु विशेषतः आसक्तिं कुर्वन्ति तेन सर्वेऽपि जनाः पाश्चात्येषु पाश्चात्येषु वस्त्रेषु एव आसक्ताः भूत्वा भारतदेशस्य वस्त्रविन्यासस्य तत्र आसक्तिः जनानां न्यूना न्यूना अभवत् अहं तु इदानीम् अपि भरतस्य पूर्वतनवस्त्रविन्यासं वन्यः वस्त्रविन्यासे एव अत्यन्तः श्रद्धालुः भूत्वा तादृशम् एव वस्त्रं धरामि तत्तु आपणेषु मध्ये अहं तान् क्रीणामि